अष्टादशोत्तरवयस्काः ये द्विचक्रवाहनं चालयितुम् इच्छन्ति ते द्विचक्रवाहनचालनार्थम् अभ्यासं कुर्वन्ति तदा बहुविधरीत्या समस्याः तेषां पुरतः आगमिष्यन्ति किम् इत्युक्ते एकवारं ते पतन्ति पुनः ते तेषां कृते अपघातः अपि भवितुम् अर्हति अतः एतादृशी बहुविध समस्याः ते निर्वहणं कुर्वन्ति अतः तत् सर्वं ते अनुभूय द्विचक्रवाहनस्य द्विचक्रवाहनं चालयितुं ते निपुणाः भवन्ति अतः तदनन्तरं तत्र केचन नियमाः सन्ति किम् इत्युक्ते यदि वयं मार्गान्तरं कुर्मः अन्यत् मार्गं गन्तव्यम् इति वयम् इच्छामश्चेत् तत्र वयं वामभागे किम् अस्ति दक्षिणभागे किम् अस्ति वामभागतः किम् आगच्छति दक्षिणभागतः किम् आगच्छति इति तत् सर्वं दृष्ट्वा एव मार्गान्तरं कर्तव्यं भवति अतः एते नियमाः अस्माकं कृते प्रतिबन्धकाः नास्ति अस्माकं जीवरक्षणाय एतत् सर्वम् वयं चिन्तयित्वा एव द्विचक्रवाहनचालनं कर्तव्यं भवति अतः तत् सर्वं वयम् कृत्वा चिन्तयित्वा मनसि स्वीकृत्य वाहनाभ्यासः कर्तव्यम् इति